अहं त्रिलिङ्गाणाराज्ये मेड्चलजनपदे वसामि अत्र बि एस् एन् एल् एर्टेल् ऐडिया जियो इति अन्तर्जालयोजनाः सन्ति बहवः जनाः एर्टेल् अन्तर्जालयोजनाम् एव स्वीकुर्वन्ति मम परिवारे अपि वयं सर्वे एर्टेल् सिम् उपयोगमेव कुर्मः तत्र एर्टेल् अन्तर्जालयोजनायाः धारा सम्यक्तया भवति